मम क्षेत्रे विद्यमानाः नदीनां नामानि एवमस्ति अघनाशिनी शरावती काळी गङ्गावळि तथा चण्डिका अन्यत् बहवः नद्यः सन्ति तत्र जलस्य उपयोगः कृषिकार्यस्य कृते सम्यक् उपयोगः भवति तासु जलबन्धः डेम् इति तत्तु शरावतिनद्याः कृते अस्ति लिङ्गनमक्कि डेम् इति वदन्ति तथा क कद्रा इति प्रदेशे अपि मिलति सूपा डेम् इति अस्ति अनन्तरं मम मण्डलस्य समीपे विद्यमानः अन्ये केचन नद्यः अपि सन्ति तत् नदीनां माध्यमेन गृहस्य अन्यकार्यनिमित्तम् एवं यन्त्रागारस्य भिन्नभिन्नजनानां कृते अपि जलस्य उपयोगः भवति